गायनम् एका कला अस्ति कलायाः कृते समयस्य बन्धनं नास्ति तर्हि नृत्यस्य वा गायनस्य अभ्यासः इत्यस्य कृते समयस्य बन्धनं न अपेक्षितम् अधुना बहवः कार्यव्यस्ताः अपि सन्ति विभिन्नानि मधुराणि गीतानि गायामि शृणोमि च गायनस्य अभ्यासः केवलं गायनेन न भवति श्रवणेन अपि भवति तर्हि अन्यकार्याणां मध्ये गायनस्य बाधा कदापि न भवति गायनस्य अभ्यासः प्रभाते एव करणीयं तदर्थे प्रातः उत्थाय अहं गायनस्य अभ्यासं करोमि श्रवणस्य अभ्यासः तु यदा यदा भवति भिन्नभिन्नकार्यं कुर्वन्ती अस्मि तदा एव श्रवणस्य अभ्यासः भवति

श्रुतं श्रुतं तस्य पुनः पुनः चिन्तनं तस्य पुनः पुनः मननम् अहं करोमि एवमेव अन्यकार्याणां तस्य ततः गायनस्य समन्वयं साधयामि